हरिः ओं महोदयः अहं सम्यगस्मि भवान् आगच्छतु आगच्छतु निकटे एव उपविशतु तर्हि महोदयः अस्मिन् वर्षे ग्रामे बहु सोकर्यं वर्तते ग्रामे तु उन्नतिविषये चर्चयामः वा एवं वा जनाः अपि वदन्ति तद्विषये अहं सम्यक्तया चिन्तितं किम् इति चेत् तत्र सोलार् पेनल् यदि कुर्मः तर्हि ब्रद्दिटिकी पूर्तिः भवेत् पुनः जन्रेटर् इत्यादिकम् अपि आवश्यकं नास्ति पुनः इतोऽपि ग्रामे का का का समस्या वर्तते समस्याः वर्तन्ते हा तत्तु सम्यक् इति चिन्तितं मया आम् आम्

आम् आं महोदय सम्यक् चिन्तितं किन्तु तत्कृते प्रथमे बान्द् इति यत् सेतुः सेतुः निर् निर्मितं यदि भवेत् तर्हि सम्यक् सेतुं निर्माय आम् आम् आम् आगच्छति एक् दिनद्वयं मध्ये आगच्छति तत्र मत्स्यपालने पुनः सम्यक्तया करणीयम् उन्नतश्रेण्याः मत्स्यान् चयनीयमस्ति आम् आं पुनः ग्रामे ग्रामे यत् खाद्यविषये अस्माकं जनाः अपि निर्मातुं शक्नुमः एवं सहरे तद् विक्रयार्थं गच्छामः आम् आम् आं महोदयः तत्र अहं चिन्तितं स्प्रिङ्क्लर् सिस्टम् यदस्ति तत्र जलम् अपि न्यूनं गच्छति एवं सेचनमपि सम्यक्तया भवति स्प्रिङ्क्लर् मध्ये आम् आं यत् सोल् सोलार् विषये उक्तं सोलार् स्थापयामः एवं ब्याटरि द्वारा चालयामः पुनः कृषिक्षेत्रे अपि बहूनि विषयाः समाधातुं शक्नुमः सोलार् यदि कर् कुर्मः चेत् तर्हि अग्रे

आम् आम् आम् हा ग्रामीयजनः अपि तद् भाटनं लभ्यते पुनः तद्विषये सर्वे मिलित्वा चिन्तयामः वा आम् आं महोदयः सर्वेषां कृते अद्य वक्तव्यमस्ति वदामः एवम् इतोऽपी यदी काचित् समस्या वर्तते तर्हि तर्हि हार् हारयामः आम् आं महोदयः सर्वेषां कृते वदतु आम् आं धन्यवादः महोदयः